अस्माकं गृहस्य परितः परिस् परिस्क्र् करणङ्कर्तुं तत्र अस्माकं पार्श्वे ये जनाः भवन्ति तान् नीत्वा परिष्कारं कुर्मः अथ च स्वयम् अस्माकं गृहस्थाः ये जनाः परिवारजनाः ये भवन्ति तानपि प्रेरयामः यत् भवन्तः मया साकम् आगत्य परिष्करणं कुर्युः इति